कश्चन मत्सहृदः अङ्कन्या बहु समीचीनतया मम अनुजायाः चित्रं लिखितवान् तद्दर्शनेन साक्षात् मम अनुजा एव तत्र वर्तते इतिवत् तत् चित्रं आसीत् इदानीमपि ये पश्यन्ति तत् सर्वेपि रोचन्ते बहवः पृष्टवन्तः कः अस्य चित्रस्य रचयिता इति बहुभ्यः उक्तवान् मम पितरौ मित्राणि सुहृदश्च सर्वे तद्दृष्ट्वा बहुसमीचीनतया अस्ति इति सर्वे प्रशंसामपि कृतवन्तः एवं कश्चन चित्राणि कानिचन चित्राणि बहुसमीचीनानि भवन्ति तद्दृष्ट्वा मनसा आनन्दिताः अपि भवेम